अस्माकं सांस्कृतिकपरम्परां रक्षितुं पुनः गुरुकुलं गुरुकुलम् आवश्यकम् एव नो चेद् भगवद्गीतायाः पठनं पाठनम् आवश्यकम् बहूनि आवश्यकं एव अतः बालकाः मध्ये एकता भवति आत्मा परमात्मायाः विषये ज्ञातुं शक्यते ताडनानि न कुर्वन्ति एकता एक् ऐक्यभावः अभवत् अतः भगवद्गीतायाः पाठनं पूर्वाचार्याः श्लोकाः पूर्वाचार्याका गीताः तत् सर्वम् आवश्यकम् एव जगदाचार्यस्य रा श्रीरामानुजस्य सिद्धान्तं करणीयम् एव मध्वाचार्यः आदिशङ्कराचार्यः सर्वाणि सर्वाः विचाराः सर्वाः उपदेशाः पाठनस्य विषये योजितुम् आवश्यकम् एव योजनं करणीयम् तत् बहूनि आवश्यकम् एव अतः ताडनानि सर्वाणि न कृतवन्तः न कुर्वन्ति ऐक्यभावः अभवत् पुनः गुरुकुलं कल्वी अभवत् सम्यक् अस्ति सम्यक् भवति